नमस्कारः अहं सम्यक् अस्मि भवती कथं अस्ति आम् अहं मातुलस्य गृहं गतवती आम् तत्र स तत्र सर्वं कुशलम् अस्ति परन्तु अत्र किमपि कुशलं नास्ति मां गृहस्य पुरतः कियान् अवकरः वर्तते पश्यतु तदेव भोः इदानीं मया स्वच्छताकर्तव्यम् इदं सर्वमपि क्षे क्षेपणीयं भवती जानाति वा एतावान् अवकरः केन कर्तुं स्यात् तदमपि मम गृहस्यः पुरतः कुत्र अस्ति सन् सुनीता अहं तया सह सम्भाषय किमर्थं मम गृहस्य पुरतः एतावान् अवकरः क्षिप्यते भवतु अहमेव स्वच्छं करोमि पुनश्च पश्यामि एतद् जलमपि न आगच्छति अस्तु कः नियमः आगच्छति अस्तु एवं वा तर्हि अहं स्वच्छता कथं करोमि अस्तु अस्तु निकिता धन्यवादाः भोः